हरिः ओम् अस्तु एवं वा तादृशं भवितुं न अर्हति एव एवं वा न न न अहं सर्वं तत्र दृष्टवती एव तत्र सर्व सर्वदा अहं तत्र एव भवामि

आहा न न न रुचिः न अस्मिन् दिने एव भवान् न उक्तवान् किमर्थम्

हा इदानीं तु प्रतिदिनं शतं शतं जनाः अधिकं आगच्छन्ति प्रतिवेलायां ते सर्वे तत् सम्यक् अस्तीत्येव वदन्ति भवान् एकः एव न न न महोदय तादृशं भवितुम् अर्हता एव नास्ति भवान् जानाति वा कति वर्षेभ्यः वयं तत्र स्थित्वा एतादृशकार्यं कुर्वन्तः स स्मः न न न महोदय एवं नास्ति अत्र परन्तु तस्मिन् दिने तस्मिन् दिने एक एकदिने तादृशम् अभवत् वा इति अहं न जानामि अहं पृच्छामि सर्वेभ्यः अहं पृच्छामि इदानीं तादृशम् अस्ति चेत् न न न महोदय तादृशम् अस्ति चेत् भवान् कृपया पुनः आगच्छतु वयं रुचिकरभोजनं दद्मः एवं हा हा कानि केचन अधिकं डिकाक्षन् अवश्यकमिति वदन्ति महोदय भवान् तादृशं नावश्यकं चेत् वदन्ति चेत् तादृशं वयं तादृशमेव दद्मः अतः अस्तु अस्तु महोदय कुपितः मा भवतु कृपया भवान् आगच्छतु अहं स्वयमेव आगत्य पश्यामि किमिति शतोत्तरम् एकः अस्तु अस्तु महोदय अस्तु भवतु तत्र एव हा अस्तु अस्तु

ए एवं तादृशं न महोदय अहं पश्यामि इदानीम् अहं वयं निश्चयेन तद् सर्वं समीकृत्य वयं कु कुर्मः मक्षिकाः वयं तत्र त तदर्थं वयं सर्वं स्थापितवन्तः तद् लैट्स् अपि अस्ति खलु प्रकाशः तत्र सन्ति एव वयं वयं पश्यामः निश्चयेन तद् वयं समीकुर्मः महोदय इदानीं कुपितः मा भवतु पुनः आगच्छतु कृपया मामपि तत्र मिलतु मे मिलित्वा गच्छतु कृपया आ अस्तु अस्तु महोदय अस्तु महोदय शुभदिनं धन्यवादः